सर्पदंशात् कीटदंष्ट्रादिभ्यः पशुदंशेभ्यः च सुरक्षितः भवितुं बहु उपायाः सन्ति यथा कीटदंष्ट्रादि पशु आदिनं शरीरस्य यस्मिन् स्थाने सर्पः दंशनं करोति तत् स्थानं शान्तं भूत्त्वार्थं वस्त्रेण आवृतं दातव्यं तत्पश्चात् वनस्पतिद्वारेण तत्र आवरणं दातव्यं तत्पश्चात् तात्कालिकभावेन चिकित्सालये गन्तव्यं यतो हि चिकित्सालये तस्य चिकित्सा सम्यक्तया भवितुम् अर्हति यतोहि वनस्पतिं विहाय चिकित्सकः अपि सर्पदंशनं कृतं स्थानं सुरक्षितं कर्तुं शक्नोति इति कथितुं शक्यते